आकाशवाण्यां मै इरसि नाम कार्यक्रमः प्रति शुक्रवासरे रात्रौ नव वादने भविष्यति तत् कार्यक्रमः मम प्रियः अस्ति तत् कार्यक्रमे पुरातन चित्रगीतानि प्रसारयन्ति तानि चित्रगीतानि मधुरम् अर्थबद्धं मौल्ययुक्तम् अस्ति म मधुरानुभूतिम् अनुभवामि तानि चित्रगीतानि मम शाला दिनानि एवं कालेज् दिनानि ज्ञापयन्ति अत्यन्तं सन्तोषम् अनुभवामि